अस्माकं कस्मिन् वयसि योगाभ्यासम् आरभ्येत इति चेत् अस्माकं योगाभ्यासस्य अष्टदशवयसि आरभ्य करणीयम् इति वदति अल्पे वयसि करोदि चेद् यदा योगाभ्यास अल्पे वयसि करोदि चेद् सम्यगेव किन्तु तस्मिन् समये अस्माकं कन् कन्स्ट्रक्षन् नाम अस्माकं शरीरं तिगासं प्रापणसमयः अस्ति अष्टादश वयः यावद् किन्तु योगाभ्यासः तस्मिन् समये करोति चेद् अस्माकं विकासस्य कृते किञ्चिद् क्लेशकरं भवति इति चिन्तयामि अष्टादशवयसि आरभ्य यावद् जीवति तावत् पर्यन्तम् अस्माकं योगाभ्यासं कर्तुं शक्यते यथा अस्माकं शरीरस्य कृते बहु मनसः शरीरस्य केवलं मन केवलं शरीरस्य नास्ति मनसः अपि आनन्दः लभ्यते यदा योगाभ्यासं करोति चेत् अतः वृद्धाः वृद्धः यदा जायते तस्मिन् समये अपि योगाभ्यासं कर्तुं शक्यते केचन योगाः अष्टादश वयसि यावत् कर्तुं न शक्यते किन्तु केचन योगाः छात्राणां कृते नो चेत् अल्पे वयसि कर्तुं शक्यते अतः केचन योगाः त्यक्तव्याः एव एव भवन्ति इति